भारतीयदर्शनानि द्विधा विभक्तानि नास्तिकदर्शनानि आस्तिकदर्शनानि च इति नास्तिकदर्शनानि त्रीणि आस्तिकदर्शनानि षट् तत्र आस्तिकदर्शनानि सांख्ययोगपूर्वमीमांसा उत्तरमीमांसा वैशेशिक न्यायः वैशेशिकं वैशेषिकः न्यायः इति तत्र उत्तरमीमांसाय उत्तरमीमांसा वेदान्तः इति कथ्यते तत्र तस्य प्रणेता दार्शनिकः वर्तते व्यासमहर्षिः तस्य च पूर्वनाम कृष्णद्वैपायनः इति अयम् अत्यन्तं विशिष्टः दार्शनिकः इति वक्तुं शक्यते यतः तेन उत्त् उत्तरमीमांसा दर्शनस्य रचना कृता अपि च प्रस्थानत्रयस्य कृते भाष्यं लिखितं वर्तते एवं प्रायः व्यासमहर्षिणा किमपि न त्यरित् परित्यक्तम् अतः उच्यते व्यासोच्चिष्टं जगत्सर्वम् इति इत्युक्तौ सर्वेपि ग्रन्थाः स्पृष्टा एव व्यासमहर्षिणा इति अतः भारतीय दार्शनिकेषु अत्यन्तं प्रमुखः इत्युक्तौ व्यासमहर्षिः इति वक्तुं शक्यते